मम बालकानां विद्यालये प्रवेशार्थं शुल्कं किञ्चित् ददामि यतो हि अहं स्वायत्तविद्यालये प्रति विद्यालयं प्रति प्रेषयन् अस्मि तस्मात् कारणात् प्रायः दशसहस्रपर्यन्तं शुल्कं ददामि यदि अहं सर्वकारीयविद्यालयं प्रति प्रेषितवान् आसं तर्हि अवश्यमेव तत्र निश्शुल्कं भवति स्म इति मम चिन्तनम् अस्ति